मम प्रदेशे प्रसूतिचिकित्सालयाः तथा शिशुचिकित्सालयाः न सन्ति किमर्थम् इत्युक्ते वयं ग्रामनिवासिनः स्मः परन्तु मम प्रदेशात् किञ्चित् दूरे पट्टनम् अस्ति अत्र प्रसूतिचिकित्सालयः तथा शिशुचिकित्सालयोपि दृष्टुं शक्यते अत्र प्रसूतिचिकित्सालयस्य सम्यक् भवतीति मया श्रुतम् तथा अत्र चिकित्सार्थं ये वैद्याः सन्ति ते अपि सम्यक्तया रोगिणां समस्यां परिहर्तुं शक्नोषि इति अहं श्रुतम् परन्तु अत्र चिकित्सालयस्य भवनं किञ्चित् भग्नः जातम् अतः तत् समीक्रियते चेत् सुकरता जायते तथा च शिशुचिकित्सालयः अत्र स् अस्ति तदप् तदपि सम्यगेव अस्ति अत्र स्थितस्य वैद्योपि प्रेम्णा शिशूणां सम्भाषणं कृत्वा कृत्वा तस्य व्रणस्य औषधोपचारं करोति अत्र शिशुचिकित्सालयस्य भवनमपि सम्यगस्तीति सन्तोषकरविषयः